मम प्राथमिकशालायाम् अहं सर्वान् विषयान् इच्छामि स्म सर्वे विषयाः अपि इष्टतमाः आसन् यतोहि शिक्षकाः बहु उत्तमरीत्या पाठयन्तः आसन् तदर्थमहं बहु सम्यक् रीत्या अवगच्छामि स्म सम्यक् रीत्या पठामि स्म अपि यदा अहम् अष्टमनवमकक्षां प्रति प्र आगतवती तदा तिसृ भाषाः तानेव अहं सम्यक् पठामि स्म यतोहि ते एव शिक्षकाः सम्यक् रीत्या पाठयन्ति स्म अन्यविषयान् शिक्षकाः तावत् उत्कृष्टरीत्या न पाठितवन्तः इति कारणात् मम अभिरुचिः अपि तत्र गतः परन्तु दशमकक्षां यदा अहं प्राप्तवती अन्ये शालां प्रति अहं गतवती तत्र मम अदृष्टवशात् अर्वे शिक्षकाः अपि उत्तमाः आसन् इत्यत्र इति कारणात् किमभवत् सर्वान् विषयान् अपि अहं सम्यक् पठितवती